वर्तमानकाले भारतस्य चिकित्सा एलोपथीसरणीम् आश्रित्य बाहुल्येन प्रवर्तते एलोपथिद्वारा आनुषङ्गिकदुष्प्रभावाः बहवः भवन्ति तस्मात् भारतस्य चिकित्साव्यवस्थायाः दुर्दशा जाता अस्ति किन्तु आयुर्वेदिकचिकित्सां भारतदेशः स्वीकुर्यात् तर्हि अशीतिप्रतिशतं रोगान् मनुष्याः स्वयमेव धनं विनैव दूरीकर्तुं शक्नुवन्ति परन्तु मानसिकदासता कारणात् भारतीयानाम् आयुर्वेदचिकित्सापद्धतौ श्रद्धा नास्ति अतः महती दुर्दशा जाता अस्ति अस्मिन् काले गौर्मेण्ट् चिकित्सालयेषु जनाः यदि गच्छन्ति तदा तत्र स्वच्छताविषयिणी समस्या ते प्राप्नुवन्ति अन्यत् तत्र जनाधिक्यमपि भवति तदा तत्र ते स्थानमपि न प्राप्यन्ते शीघ्रमेव ये जनाः दरिद्राः भवन्ति ते प्रैवेट् चिकित्सालयेषु गत्वा धनं दत्वा चिकित्सां न कारयितुं शक्नुवन्ति अतः मम दृष्ट्या सार्वजनिकचिकित्सालयेषु अपि स्वच्छताविषयिणी समस्यायाः निवारणं करणीयम् अथ च प्रैवेट् चिकित्सालयेषु अल्पमूल्येन अपि चिकित्सा करणीया